अहम् अन्लैन् माध्यमेन एकं कण्ठहारम् आनायितवती परन्तु यथासमये न आगतम् एतस्य वर्णः अपि सम्यक् न आगतः एतस्य उपयोगे चर्मदाहः अपि भवति मह्यम् एतत् न रोचते एतत् सम्यक् नास्ति